वृत्तिक्क्षेत्रे संस्कृतस्य बहुवर्षकालम् अध्ययनं कृतं परन्तु शाश्वता वृत्तिः न मिलिता विविधसंस्थासु कार्यं करणीयमासीत् तत्र महता प्रयत्नेन प्रातः मध्याह्ने अपराह्णे सायम् इति विविधासु संस्थासु शिक्षणम् अथवा अध्यापनं कारितम् एवञ्च कष्टसाध्यमेव आसीत् केवलं चतुःशतं प्रतिमासं मम वेतनम् आसीत् ततःपरं दशसहस्रात् ऊ अर्वागेव पञ्चविंशतिवर्षपर्यन्तं अध्ययनं तत्र अध्यापनं कृतम् तत्र क्वापि मम मनसि इदं कष्टं कष्टसाध्यं कथं वा करवाणि इति न कदापि चिन्तितवान् धनार्थं कार्यमेव न कृतवान् छात्राणां विद्यादानं करणीयम् अस्माकमपि अस्माकं विष्येपि सविद्य विद्याभ्यासनिरताः स्युः तत्र विद्यावन्तः स्युः इत्येव चिन्तयित्वा विद्यादानङ्कृतम् एतद्विना किमपि नान्यद्वक्तुम् इच्छामि